नमस्कारः अहम् इदानीं स्विगितः सेरोवाली भोजनालयमध्ये दशस्थालिका छोलिबटूरे द्विस्थालिका इड्लि साम्बर् एवं च विंशतिः रसगोलकं त्रयोविंशतिः पयोहिमम् ओर्डर् कृतवती अस्मि तर्हि इदानीं मम कृते किमपि डिस्कौण्ट् कूपन् लभ्यते वा इति सूचयतु